भारतम् विश्वगुरोः स्थाने विद्यते पूर्वन्तु भारतदेशः अन्येभ्यः देशेभ्यः गुरुस्थानेन विद्यते स्म काले गते सति भारते अपि समस्याः उद्भूताः तत्र कारणं भिन्नं भिन्नं स्यात् तत्र

प्रधाना समस्या नाम भारतीय जनेषु अस्माकं देशः अभिवृद्धिः देशः अस्माकं देशः अभिवृद्धः देशः न अत्र समस्याः एव बहवः सन्ति इति सङ्कुचित बुद्धिः तस्य दूरीकरणार्थम् सर्वकारः बहु नूनं प्रयत्नं करोति इदानीन्तन सर्वकारः तद्विषये अपि प्रयत्नं कुर्वन्नस्ति भारतीय भाषा पोषणं भारतीयदृष्टिः का भारतं पूर्वं कथम् आसीत् अनन्तरं किमभूत् इदानीम् समस्या दूरीकरणार्थं किं किं प्रयत्नं कुर्वन्नस्ति सर्वकारः इति बहुत्र प्रसारः अपि क्रियते तदनुगुणम् कर्मम् अपि क्रियते